आम् भो मित्र मम घटीयन्त्रं सम्यक् नास्ति तत् कार्यं सम्यक् न करोति तत्र वासरः अपि न दृश्यते दिनद्वयं पूर्वं दृश्यते यथा वर्तते अतः कृपया एतत् परिवर्तनं कृत्वा ददातु